आं श्रूयते नमस्कारः आम् एकस्य प्रकोष्ठस्य कृते एकसहस्रं एकरात्रौ पञ्चशतं एकदिनस्य कृते एकसहस्रं

द्वौ जनाः

प्रकोष्ठद्वयं स्वीकरोतु अस्ति अस्ति एकः प्रकोष्ठः अस्ति

आम् अस्ति तत्कृते एकदिनस्य कृते द्विसहस्रं दातव्यं अत्र तु आं कवलस्य व्यवस्था अस्ति भोजनस्य व्यवस्था अस्ति

शाकाहारि शाकाहारि अस्ति आम् अस्ति न न अधिकं न एतत् एव अस्ति द्विसहस्रम् एव आं स्थानम् अस्ति स्थानं तु निम्ने अस्ति आम् अधोभागे द्वारस्य समीपे एव न एतत् तु नास्ति परन्तु अस्मिन् होटेल् मध्ये किं वैफ़ै फ़्री वैफ़ै अस्ति तस्य बिल् आं फ़्री व् वैफ़ै अस्ति विद्युतः अपि सम्यक् व्यवस्था काऽपि चिन्ता मास्तु अस्तु तत् चेष्टां करोमि आम् अस्तु अस्तु अस्तु धन्यवादः